मम गुरुवर्याः पितरौ संस्कृतम् अध्येतव्या इति मम तेषां चिन्तनम् आसीत् अतः संस्कृतम् अहं पठितवान् संस्कृतभाषा माध्यमेन पठितवान् तथा संस्कृते विशिष्टं ग्रन्थं पठेत् इति चिन्तयित्वा अतः न माम् कृते मम कृते विद्यालयं प्रति प्रेषितवान् संस्कृतविद्याभ्यासं कृत्वा तत्रैव पि हेच् डि कृत्वा इदानीं संस्कृतमाध्यमेन अहं पाठयन् अस्मि विद्यालये संस्कृतछात्राणां कृते संस्कृतभाषायाम् औन्नत्यर्थम् अहं सर्वदा प्रेरयामि पुनः के सर्वक केन्द्रीयसर्वकारस्य विश्वविद्यालयस्य कार् कार्यं कर्तुम् इच्छा आसीत् पूर्वम् अतः तदपि सिद्धं जातं मम संस्कृतं म संस्कृतं विश्वविद्यालयकार्यं करोमि इति चिन्तनम् आसीत् इदानीं असिस्टेण्ट् प्रोफ़ेसर् रूपेण कार्यं कुर्वन् अस्मि प्रोफ़ेसर् पर्यन्तं गत्वा तन्निमित्तं पुस्तकानि रचयामि पुनः छात्रान् प्रेरयामि छात्राः माम् अनुसर्तव्या इति भावना भवति सर्वदा छाज छात्राणां कृते सर्व पुस्तकं कथं लेखनीयानि इति पुस्तकं कथं लेखनीया इति प्रेरणां यच्छामि पुनः छात्राः स् स्वीयं गृहं गत्वा संस्कृतभाषा माध्यमेन कथं बोधयेत् बा चुं पाठयेत् छात्राणां कृते तथा संस्कृतमाध्यमे भवेत् इति बहु यदि प्रेरणां प्रयच्छामि छात्राणां तथा एव अस्माकम् पाठनं पाठनशैली ते अनुसर्तव्या इति मम चिन्तनं भवति तदा ये उ उत्तमाः पाठयन्ति तान् दृष्ट्वा अहम् एतादृशं पाठयति चेत् उत्तमं भवति च च मु कृष्णशास्त्रीवर्याः यथा पाठयन्ति तथा पाठयामि इति भावना भवति तथा मयापि पाठनीयं प पाट पाठय पाठनं पाठनं करोमि इति मम मम पाठनं तथा भवेत् इति चिन्तनं भवति मम किन्तु ते घण्टात्रयम् अत्र एकत्र घण्टात्रयम् अस्माकं कृते पाठितवन्तः किमपि बोर् इत्युक्ते तथा समयं समयं कथं कथं गतम् इत्येव न जानामि तथा प पाठं पाठं पाठयेद् ममापि चिन्तनम् अस्ति तथा छात्राणां कृते तथा भवेत् अहं पाठयामि चित् घण्टात्रयं व घण्टाचतुष्टयं वा कण्टिन्यू पाठयामि इति भावना उत्पादयित्वा छात्राणां कृते पाठयामिति लक्ष्यं भवति तथा एव इदं प्रोफ़ेसर् प्रोफ़ेसर् भूत्वा तत् ते प्रोफ़ेसर् कर्तुं दद् यावन्ति पुस्तकानि क करोमि पुनः प्रोजेक्टर्स् स्वीकृत्य कार्यं करोमि तत्रापि भारत स सर्वकारस्य कृते किमपि विशिष्टम् पुस्तकं लिखामि इति चिन्तनं अग्वे अस्ति तन्निमित्तम् अपि प्रयत्नं कुर्वन् अस्मि पुस्